नमस्कारः अहं नूतनं अहं नूतनमेकं गृहं निर्मितवान् तस्या पूजा कीदृशी कर्तव्या इति जिज्ञासा वर्तते आदौ गृहप्रवेशः गृहप्रवेशात् प्राक् किं कर्तव्यमिति केचन वदन्ति वास्तुपूजा कर्तव्या इति पूर्वदिने तद्विषये किञ्चित् वदन्ति चेत् अहं सामग्रीं सम्पादयामि भूमिपूजा तावत् अहं गृहं निर्मितवान् इत्युक्तौ निर्मितगृहमेव स्वीकृतवान् अतः अहं स्पष्टं न जानामि गृहपूजापूर्वं कृता वा न सामान्यतः कुर्वन्ति इतरजनाः यथा कुर्वन्ति वैदीकप्रक्रियया तु गृहपूजा कृता वा इति न ज्ञायते कृता अवश्यं तु कृता स्यात् आरम्भकाले सामान्यपूजा कृता तूष्णीं प्रयोगः इव कृतः कृता पूजा वर्तते

आवश्यकम् ओ ओ सत्यं सत्यं

नक्षत्रं सर्वं तत्सर्वम् अहं विलिख्या आगच्छामि परन्तु गृहा प पूजा कीदृशी वा वास्तुपूजा इति पूर्वदिने कर्तव्यमिति निर्बन्धः वर्तते वास्तुपूजा इति वदन्ति तत्

ओ प्रवेशे ओ हो

ओ हो

ओ हो हो ओ हो ओ हो हो यथा वैदिकप्रक्रिया एवमेव वर्तते वा वैदिकनियमः एवमेव अन्यगृहे अन्यगृहे वासगृहे पूर्वगृहे एव पुन्याहवचनं कृत्वा तज्जलं स्वीकृत्य तत्र सम्प्रोक्षणं कर्तव्यमिति न न कर्तव्यमिति नियमः वर्तते तस्य वास्तुशान्तिः इति अन्ये किं कुर्वन्ति अस्मत् बन्धुजनाः पूर्वदिने सायङ्काले रात्रिकाले वा वास्तुपूजा इति वास्तुमूर्तिं निर्माय तद्दहनं कुर्वन्ति तद्दहनं गृहस्य अन्तः आरभ्य बहिः आगत्य निष्कासयन्ति तथा वैदिकसम्प्रदाये नास्ति वा वास्तुमूर्तेः ओ अस्तु

सत्यं सत्यं परन्तु प्रतिमा न प्रतिमारूपेण ऊ प्रतिमारूपेण शुष्कातृणानि आदाय एव निर्मीयते प्रतिमा ओ ओ हो हो तत् गृहे नास्ति अस्तु अस्तु धन्यवादाः अहमागच्छामि